मया अद्य प्रातः दशवादने तिरुपतिस्थ रिजर्वायर् कालनी तत्र तत्र तत्रस्थ लोकेशन् संस्थाप्य केब् ओला मध्ये बुक् कृतमासीत् परन्तु इदानीं मया तत्रैव पार्श्वे संस्कृतविद्यापीठात् गन्तुम् इष्यते अतः मया स्थापितं यत् पिक् अप् लोकेशन् तत् समीचीनं नास्ति अतः अहम् इदानीं परिवर्तयितुम् इच्छामि लोकेशन् परिवर्तयितुम् इच्छामि अतः इदानीं मया एतस्य केन्सल् करणं क्रियते